वेदाङ्गानि सन्ति शिक्षा व्याकरणं छन्दः कल्पः निरुक्तं ज्यौतिषम् एतानि वेदाङ्गानि वेदस्य रक्षणाय वेदस्य अर्थप्राप्त्यर्थं वेदस्य अर्थज्ञानार्थं वेदाङ्गानाम् अध्ययनम् आवश्यकम् अस्ति वेदस्य वेदाङ्गानि वेदस्य प्रत्येकं प्रत्येकभागम् इति

शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं व्याकरणं स्मृतं तस्मात् साङ्गम् अधीत्यैव ब्रह्मलोके महीयते इति वेदस्य वेदाङ्गज्ञानेन वा वेदस्य रक्षणं रक्षणं कर्तुं सुलभसाध्यं भवति शिक्षा ग्रन्थे वेदानाम् उच्चारणक्षमः उक्तमस्ति प्रत्येकं वेदस्य प्रत्येकशिक्षा ग्रन्थः अस्ति वेदपाठे कथं स्वरः वक्त वक्तव्यः तस्य दोषेन स्वरे स्वरे यदि दोषः भवति तर्हि अर्थव्यत्यासः कथं भवति इत्यादिकम् उक्तमस्ति तत्र उदात्तनुदात्तस्वरितस्वराणां व्याख्यानमपि कृतमस्ति छन्दः ऋग्वेदमन्त्राः सर्वे छन्दोबद्धाः एव सन्ति तथैव च सामवेदमन्त्राः यजुर्वेदस्य अथर्ववेदस्य कश्चन मन्त्राः छन्दोबद्धाः सन्ति छन्दसः ज्ञानं विना छन्दोबद्धमन्त्राणाम् उच्चारणं कष्टकरं भवति तस्मात् छन्दः शास्त्रं छन्दश्शास्त्रम् अधीतव्यमेव पुनश्च निरुक्तं निरुक्ते तु शब्दानां व्युत्पत्तिः उक्तमस्ति वेदे उपयुक्तानां शब्दानां व्युत्पत्तिः कथं भवति कस्य शब्दस्य कः अर्थं इत्यादिकं विस्तृतं तत्र वर्णितमस्ति यास्कमहर्षिना रचितम् एकमात्रं निरुक्तम् अधुना उपलभ्यते पुनः व्याकरणं व्याकरणस्य मुख्यं वेदस्य अर्थज्ञानं पुनश्च तस्य रक्षणं वा पाणिनेः व्याकरणं तु वेदाङ्गस्य एका एका एव प्रतिनिधिः इति वक्तुं शक्यते बहूनि व्याकरणानि सन्ति अष्टव्याकरणानि सन्ति तत्रापि पाणिनेः पाणिनिव्याकरणम् इदानीन्तन भाषा भाषा भवतु संस्कृतकाव्यानि भवन्तु भवतु उत वेदं भवतु तत्र सर्वत्र पाणिनिव्याकरणं पाणिनिना यदुक्तं तस्य तेन रचितेन व्याकरणेन सर्वत्र समाधानं प्राप्यते ज्यौतिषं ज्यौतिषे तु कस्मिन् काले कः यज्ञः कर्तव्यः इत्यादिकम् उक्तमस्ति कस्य यतो हि सर्वदा सर्वः यागः यागहवनादिकं कर्तुं न शक्यते न शक्यते न कर्तव्यं कस्मिन् काले कः यागः कर्तव्यः इत्यादिकं तत्र उक्तमस्ति कल्पसूत्रं कल्पसूत्रे तु विभागद्वयं श्रोतसूत्रं सूत्रं पुनश्च सह स्मार्थसूत्रमिति श्रौतसूत्रे कथं करणीयं यज्ञयागानां यागादीनां विवरणम् अस्ति त्रिविधम् अग्नीनाम् आहवनीयं गार्हपत्यं दक्षिणाग्निः तस्य वर्णनमस्ति अग्निहोत्रं कतं कर्तव्यं दर्शः कथं पूर्णमासः इत्याद्यः इष्टिः पशुयागः सोमयागः इत्यादिकं श्रौतसूत्रे उक्तमस्ति गृह्यसूत्रे तु कल्पे तु ग् गृह्यसूत्रे तु पुनः कल्पे भवति विभागद्वयं भवति स्मार्थसूत्रे तु विभागद्वयं भवति गृह्यसूत्रं धर्मसूत्रमिति गृह्यसूत्रं तु गृहस्थानां वाक् उक्तं गृहस्तानाम् उक्तमस्ति तत्र कथं तेषां जीवनं भवेत् वर्णाश्रमभेदाः पुनश्च ब्रह्मचर्यं गृहस्थः वानप्रस्थं सन्यासः एते एतेषां चतुर्णां चतुराश्रमाणां कर्तव्यम् इत्यादिकम् उक्तमस्ति स्मृतिसूक्तौ स्मृत्या तु स्मृतिग्रन्थाः अपि सन्ति याज्ञवर्गस्मृतिः नारदस्मृतिः इत्यादिकं स्मृतिग्रन्थाः अपि सन्ति